पञ्चाशत् पञ्चाशीत्यधिकनवदशे वर्षे जनवरी मासे विंशतिदिनाङ्कः द्विसहस्रे वर्षे फेब्रवरी मासे पञ्चविंशतिः दिनाङ्कः एक एकोत्तरद्विसहस्रे वर्षे नवम्बर् मासे दशमो दिनाङ्कः पञ्चोत्तर द्विसहस्रे वर्षे डिसेम्बर् मासे सप्तमः दिनाङ्कः द्वाविंशत्युत्तरद्विसहस्रे वर्षे अक्टोबर् मासे दशमो दिनाङ्कः